संस्कृते अनेके ग्रन्थाः सन्ति तत्र काव्येषु हरविजयनामकम् एकं महाकाव्यं वर्तते तस्य विषये पूर्वं मदीया अवधारणा आसीत् यत् तत्र शिवस्यैव चरितं भवेत् कि शिवेन त्रिपुरः दग्धः एवम् अन्धकासुरः हतः अतः किमर्थं एतत् काव्यं पठनीयं यतोहि सर्वे कवयः पुराणवार्तामेव गृहीत्वा पुराणकथामेव गृहीत्वा काव्यं कुर्वन्ति किन्तु यदा हरविजयमहकाव्यं दृष्टं तदीया श्लोकाः दृष्टाः तत्र या याः नूतनाः कल्पनाः तत्र समवलोकिताः तेन अहं प्रभावितः जातः तत् काव्यम् अहम् अपठम् बहुत्र कष्टम् अनुभूतं किन्तु बुद्धिव्यायामेन अथवा अन्येन साहाय्येन तत् काव्यं मया अधीतं एतत् काव्यविषये अहम् इदानीमपि सहयोगिभिः मित्रैश्च सह चर्चां करोमि यत् एतत् काव्यम् आश्रित्य अध्ययनम् अध्यापनं च भवेत् एतत् महत् काव्यं वर्तते पञ्चाशत् सर्गात्मकं महाकाव्यं संस्कृतस्य अमूल्यं रत्नं वर्तते एतद् उपेक्षितं वर्तते यतोऽहि प्रायेण इदानीं परिश्रमं कर्तुं नेच्छन्ति अत एव सरलानि काव्यानि अधीयते अतः हरकाव्येषु हरविजयं एवं दर्शनग्रन्थेषु अपि बहवः ग्रन्थाः सन्ति यत्र कष्टं मया अनूभूतं किन्तु तत्र प्रविश्य अवलोकितं तत्र जैनदर्शनस्य एकः ग्रन्थः अस्ति सः ग्रन्थः तस्य ग्रन्थस्य नाम इदानीं न स्मर्यते स ग्रन्थः अस्ति यत्र द्वा द्वादशारणयचक्रं द्वादशारणयचक्रं सः ग्रन्थः कठिनः वर्तते किन्तु तत्र यदा मया प्रविष्टं तस्य व्याख्यापि समलोकिता तदा तु विचारितम् अद्भुतः अयं ग्रन्थः एवं ग्रन्थद्वयं कष्टकरम् इति अस्ति किन्तु प्रयत्नः अपेक्षितः